आधुनिककालः तु यन्त्रकालः एव तत्र यत्रकुत्रापि वयं पश्यामः यन्त्रस्य आधिक्यं भवति भवति एव अतः तद् यन्त्रस्य कथं वयम् उपयोगं करणीयम् तान्त्रिकं कष्टं न अनुभवामः इति कथं वयं पश्यामः इति अपि त तस् तस्मिन् विषये ज्ञानमपि बहु आवश्यकम् अस्ति इदानीं तत्र एके ग्रामे अपि कृषकः कृषकस्य हस्ते अपि दूरवाणी अस्ति बालकस्य हस्ते अपि पठितुं बालकस्य हस्ते अपि दूरवाणी अस्ति गृहिण्याः गृहिण्याः हस्ते अपि दूरवाणी अस्ति परन्तु सर्वे कथम् एतस्य उपयोगं करणीयम् इति जानन्ति वा इति वयं पश्यामः चेत् न अतः तत्र तान्त्रिकं कष्टं भवति चेत् कथं समीकरणीयम् इति अहं जानामि चेत् अहं तद् पाठयामि बोधयामि तत्र किमपि कष्टं तत्र समीकर्तुम् अहं न जानामि चेत् अपि अहं तद् अध्ययनं कृत्वा तेभ्यः सहायार्थं वदामि कृषकः तत्र कृषिक्षेत्रे विद्यामानः सर्वं कथं तत्र व्यापारं कर्तुं शक्यते दूरवाणी दूरवाणी माध्यमेन इत् इत्यस्मिन् इत्यादयः विषये बोधयामि बालकानां तु अत्र विधीयमानाः पाठाः कथं तत्र पठितुं शक्यते इत्यस्मिन् विषये अपि बोधयामि